मज्जीवने अतीवं मौल्ययुतं नाम मम परिवारः कुटुम्बं पतिः माता पिता भगिनि पुत्रौ सर्वे मौल्ययुतम् एव भवन्ति तत्रापि माता सा मौल्ययुता भवति यदा अस्माभिः दोषः क्रियते तदा सा परिमार्ज्य एवं मार्गेण गच्छतु इति वदति पुनश्च अस्माकं दोषाः सन्ति चेदपि सा अस्मान् सन्मार्गे प्रवर्तयितुं सा सर्वं क्षमति पितोपि पिता अपि एवमेव बालानां जीवनं सुखकरं भवतु इति मत्वा सः अस्मान् अस्माकं दोषे सत्यपि तत् दूरीकृत्य सः अस्मान् पालयति एवं विवाहानन्तरं पतिः सः मौल्ययुतमेव भवति यदि विवाहात् पूर्वं पिता रक्षकः बालिकां प्रति विवाहानन्तरं रक्षकश्चेत् पतिः एव सः एव परदैवमस्ति सः विना महिलानां जीवनम् अथवा स्त्रीणां जीवनम् ऊहितुमपि न शक्यते कल्पयितुमपि न शक्यते यतो हि वयं महिलाः गृहे कार्यं कुर्मश्चेत् सः सर्वान् कष्टान् सोढ्वा सः कार्यालयं गत्वा तत्रत्याः समस्याः सम्मुखिकृत्य तत्र कार्यं कृत्वा आगच्छति पुनश्च गृहे आगत्य अस्माभिः सह सम्यक्तया जीवनं यापयति इत्यतः मौल्ययुतं नाम परिवारः इत्येव वक्तुम् इच्छामि